एन् सि आर् टि शेमुषी नामं पुस्तकं द्वितीयभाषा संस्कृतं तत्र पठितबोध्यविषयाः अपठितबोध्यविषयाः सन्ति छात्राः पठितबोध्यविषयपाठाः स्वयं पुस्तके पठित्वा ज्ञानं प्राप्तुं शक्यते गद्यं पद्यं द्वयं दत्तमस्ति गद्यं स्वयं पठितुं स्वयम् अर्थम् अवगन्तुं शक्यते अपठितविषये ने नेतारः संस्कृतमहत्वम् आयुर्वेदस्य महत्वम् इत्यादिविषयाः दत्तवन्तः छात्राः स्वयं पठित्वा प्रश्नस्य उत्तरं दातुं शक्यते वाक्यरचना चित्रं दृष्ट्वा स्वयं तत्र वाक्यानि दत्तमस्ति तत् वाक्यं वाक्यरचनाकर्तुं शक्यते अनन्तरं स्वयं पत्रं लेखितुं शक्यते आगत्य छात्रा छात्रान् ज्ञानं वर्धयितुं सि बि एस् सि भोर्ड्द्वारा निर्मितं शेमुषी नामं पुस्तकम् उत्तमपुस्तकमस्ति इति मम विश्वासः